नमस्ते अत्रैव खलु आगतवान् एतदेव अस्ति किं इच्छति भवान् सम्यक् सम्यक् पृच्छतु पृच्छतु निस्सङ्कोचेन निस्सङ्कोचः पृच्छतु हूं हा शृङ्गारप्राकाश इत्युक्ते दशमशताब्द्याः दशशताब्धौ एल्लिखितं भोजराजेन तदेव खलु हा तर्हि व्याकरणस्य ग्रन्थः अपेक्षते चेत् शृङ्गारप्रकाशे के के विषयाः व्याकरणशास्त्रीयाः भवन्ति किञ्चित् प्रतिपादयन्तु हूं हा अतः यदि धातुविषयकः विचारः अपेक्षते चेत् भूषणसारः भवद्धिः नेयः सेक्शन् व्याकरण इत्यस्य यः भागः वर्तते ग्रन्थानां तत्र द्वितीयपङ्क्तौ तत्र भूषणसारः लभ्यते कौण्डभट्टस्य कृतिः वर्तते पीतवर्णीया पुस्तकं पीतवर्णकं पीतवर्णकः तत्र ग्रन्थः अस्ति तत्र भूषणसारः इति लिखितं तथा च पदविषयकः अपि ग्रन्थः अपेक्षते खलु हा अत्र अस्माकं पुस्तकालये तु बह्व्यः टीकाः वर्तन्ते का टीका अपेक्षिता प्रसिद्धा तु छात्रानां तू रुचिकरं भवति प्रभा दर्पन् शाङ्करी प्रभाकरी दीपिका तत्र का टीका भवतां व्याकरणशास्त्रे कीदृशी गतिः अस्ति चेत् तदनुसारेणेव टीका वक्ष्यामि हा अत्र सरलाटीका भवति शाङ्करी शङ्करभट्टविरचिता शाङ्करी एव सरला टीका भवति मन्ये तामेव टीकां भवान् स्वीकरोतु हा तत्र व्याकरण व्याकरणस्य प्रभावे प्रभा प्रभागे गच्छतु तत्र सहकारकः सहकारी एकः दिलीपनामकः कश्चन् भवति तम् एतद् वक्तव्यं यत् मया सह भवतः वार्ता जाता तथा भूषणसारस्य शाङ्करीटीका अपेक्षते इति स दास्यति

हूं शैवदर्शने दर्शनस्य ग्रन्थाः अस्माकं पुस्तकालये नास्ति शैवदर्शनस्य विषये हा सर्वदर्शनसङ्ग्रहः अस्ति कस्य सर्वदर्शनसङ्ग्रहः माध्वाचार्यस्य वा हा तदस्ति तत्र एकस्मिन् वा प्रकरणद्वये शैवदर्शनस्य विचारः अस्ति परन्तु शैवदर्शनमुद्धिश्य लिखितः कश्चन ग्रन्थः अस्माकं पुस्तकालये नास्ति अतः आन्लैन् एव तद्द्रष्टव्यं भवति भवता आर्कैव् डाट् ओ आर् जि इत्यत्र द्रष्टुं शक्नोति हा अत्र पार्श्वे एव अन्यः कश्चन विश्वविद्यालयः वर्तते तत्र पुस्तकालये प्रायः स्यात् तत्र गत्वा एकवारं पृच्छतु प्रणमामि हूं तत्र गत्वा पृच्छतु प्रणमामि